हरिः ओम् अयम् अशोकाभोजनालयः वा अहं प्रांशुः इति भवतः भोजनालयात् प्रतिसप्ताहे पनीर् इति आनयामि मह्यं बहु रोचते अद्यापि अहं तदानेतुं दूरवाणीं कृतवान् अस्मि कृपया मदर्थं पनीर् इति प्रेष्यतां मम स्थानसङ्केतः केन्द्रीयसंस्कृतविश्वविद्यालयः जयपुरं राजस्थानम् कृपया शीघ्रता विधेया